भोः पूर्वस्मिन् सप्ताहे मया भवतः सकाशात् यत् टूत्पेस्ट् आनीतं तत् न रोचते यतो हि तव तस्याम् उपयोगेन सर्वे अनारोग्यं प्राप्तवन्तः अपि च भवता प्रेषिते पार्सल् मध्ये पेकेजिङ्ग् सम्यक् नासीत् भवता प्रेषिते टूत्पेस्ट् मध्ये मिनिमम् मात्रात् अधिकानि केमिकल् अस्ति अतः कृपया एतत् प्राडेक्ट् रीप्लेस् करोतु अथवा मम धनं पुनरर्पयतु